अहं काल्पनिकविषये अधिकं लिखितुम् इच्छामि तत्रापि काल्पनिककथाः मया बहु इष्यन्ते लिखितुं तत्र पठितृभ्यः यथा रोचकं भवेत् तादृशकथाः लिखितुम् अहं प्रयासं करोमि अग्रे किं भवति सम्प्रति किं जायमानमस्ति अग्रे किं भवति इत्यादिविषयाः पठितृभ्यः बहु रुचिकरं भवेत् इतोऽपि पठनीयं पठनीयम् इति ये तेषां पिपठिषा वर्धिता भवेत् तथा अहं लिखितुं प्रयासङ्करोमि मयापि तादृशानि पुस्तकानि एव पठ्यन्ते तादृशानि चलच्चित्राण्येव अधिकतया दृश्यन्ते तस्मात् कारणाद् अहं तादृशमेव अन्ये ये पठितारः सन्ति तेभ्यः अपि तादृशमेव विषयमहं दातुं बहु इच्छामि तस्माद् अहं तादृशकथालेखनं तादृशरोचककथालेखनं काल्पनिकं लिखितुम् बहु इच्छामि एवमेव कदाचित् यत् कवनादिकं काव्यादिकमपि अस्माकं ग्रामीणभाषायां कन्नडभाषायां लिखितुं प्रयासं करोमि